हरिः ओम् नमो नमः महोदय आं महोदय अहं कुशलिनी अस्मि महोदय भवन्तः सर्वे तत्र कुशलिनः

आम् महोदय अत्र महिलाः गणे अधिकाः सन्ति ताभिः अत्र कार्यं सम्यक् चलति प्रतिमासं चलति चतस्त्रः

को कोविदः आम् कोविदः अपि अत्र पाठयामः गणे शिक्षकाः सन्ति परन्तु किञ्चित् अधिकः गणाः न भवन्ति नाम छात्रसमूहः अधिक छात्रसमुहः न भवन्ति प्रवेशस्य तु तस्य परिचयस्य बहु भवन्ति नाम प्रातः एकं रात्रौ एकं एवं आन्लैन् माध्यमेन यद्यपि चलति तथापि वयं मध्ये मध्ये मिलामः एकः देवालयः अस्ति तत्र ताम् आगच्छन्तु अद्य वयं मिलामः अत्र संस्कृते किमपि कार्यं कुर्मः अस्माकम् आत्मीयमेलनमपि भवति सण्डे सण्डे वृत्तिः अपि तत्र भवतु साक्षात् ते आह्वयामः केचन आगच्छन्ति छात्राः तत्र गणे शिक्षकाः तत्र आगच्छन्ति

सत्यं आं सत्यं अत्र तदेव वदामः महोदय अवश्यम् आगच्छतु महोदय अवश्यं महोदय धन्यवादः नमस्ते महोदय